अहं यदा गच्छामि तदत्र तत्र तत्र बाल श्रमिकाः बाल उद्योगिनः एव दृष्टवान् बाल बालकानां कार्यं न दातव्यं किन्तु तेषां कुटुम्बिकसमस्या भवति अतः तै एव संसारस्य चालनं कर्तव्यं भवति अतः कदाचित् ते एतत् श्रमिकाः एव भवन्ति एतत् निवारणाय सर्वत्र प्रसारः कार्यः सर्वकारेण कठिन निर्णयः स्वीकर्तव्यः